नमस्ते कः अस्ति ओ हो हो अस्तु अस्तु नमस्ते सङ्गीता भगिनी कथम् अस्ति अस्तु उत्तमम्

अस्तु अस्तु

अस्तु

सत्यं सत्यं सत्यं आम् आम् आम् आम् आम् आम् अहमपि दृष्टवती भगिनी अस्माकं सरोवरे एव कथं तत् पूजा कार्यार्थम् अपि जलस्य विनियोगः भवति तत्रैव अहं ये प्रवासार्थम् आगच्छन्ति इति तत्रैव क्षिप्तवन्तः प्लास्टिक् कूप्यः तत्रैव सरोवरे आसन् तत् दृष्ट्वा मम मनसि अपि बहु दुःखम् अनुभूतवती एकं कार्यं कर्तुं शक्नुमः वयं तत्र वस्तुतः अवकरीकानाम अभावः अस्ति इति चिन्तयामि वयं अवकरीकाः स्थापयामः चेत् किं समस्यायाः

सत्यम् सत्यम्

सत्यम्

सत्यं सत्यं बहु बहु सम्यक् बहु सम्यक् उक्तवती तथैव कुर्मः एकवारं वयम् इदानीम् अस्मिन् पक्षे एव अस्माकं ग्रामे उत्सवः अपि भविष्यति तत् निमित्तम् अहं सर्वान् आह्वयामि एकवारं सर्वे मिलित्वा कथं वयमेव तस्य उत्तरदायित्वं स्वीकृत्य कथं ग्रामस्य स्वच्छता विषये किञ्चित् तदा वयं चर्चां कुर्मः निश्चयेन

अस्तु

आम् आम् आम् सत्यं सत्यम् सत्यम् आम् आम् आम्

सत्यं सत्यम्

सत्यम् अहमपि तत् दृष्टवती अनुभूतवती अपि किं कुर्मः एतत् धनं नास्ति खलु इदानीं सर्वकारेण यत् किमपि प्राप्नुमः तत् एतदर्थं पर्याप्तं नास्ति पुनः यथा भवती जानाति अहम् उक्तवती अस्मिन् पक्षे एव अस्माकं ग्रामे महोत्सवः अस्ति इति पुनः देवालयस्य किञ्चित् तत् वर्णलेपनकार्यं इत्यादिकं भवति मार्गस्य एतत् पुनः निर्माणार्थं किञ्चित् समीकर्तुम् अपि धनं नास्ति तथा अभवत् अस्माकं स्थितिः अतः किमपि करणीयं तदा यदा अहं सर्वान् आह्वयामि तदा अस्माकम् एतत् तदा अत्र लोकल् यः एम् एल् ए अस्ति तमपि वयम् आह्वयामः सदस्यमपि आह्वयामि तस्य पुरतः वयं वदामः किं किं करणीयम् इति नलिकानाम् अपि तत्र समीकरणम् आवश्यकम् अन्यथा पुनः जलस्य बहु दुरुपोगः भवन् अस्ति अतः तस्मिन् विषये अपि अस्माभिः चिन्तनीयः अस्ति अतः बहवः विषयाः सन्ति निश्चयेन अग्रिमसप्ताहे सप्ताहान्ते अहम् एकं मेलनं योजयिष्यामि सूचयिष्यामि सूचनार्थं धन्यवादः भगिनी अस्तु अस्तु आम् आम्

अस्तु निश्चयेन अस्तु